विद्यालये प्रवेशार्थं बालकानां कृते शुल्कं दातव्यम् इति अहं मन्ये किमित्युक्ते प्रथमं तु मुण्डे मुण्डे मतिर्भिन्ना मम मत्या तु अस्माकं यदा पुरातनकालेऽपि आश्रमेषु विद्या दातव्यमिस्ति इति चेत् गुरुः गुरवः गुरुद् गुरुदक्षिणा रूपेण स्वीकृतवन्तः इत्युक्ते विना धनं किमपि चालयितुं न शक्नुमः उचितरूपेण दास्यति चेत्त् इतोऽपि उचितरूपेण दास्यति चेतपि तत्र तस्य विद्यायाः मान्यता न भवत्येव अस्माकं बाल्यकाले अपि किञ्चित् तु नाम मात्रेण शुल्कं विद्यालयेषु भारतसर्वकारविद्यालयेषु स्वीकृतवन्तः नाम मात्र नाम मात्ररूपेण शुल्कं दास्यति चेत् किमपि पीडा न भवति परन्तु विद्यालयस्य पोषणार्थं तत् चालयितुम् सम्यक् आसरा भवति इति मम चिन्तनं न केवलं विद्या विद्यायाः मान्यता वर्धनार्थमपि न केवलं विद् दा दातव्यमिति मान्यता विद्यायाः मान्यता इतोऽपि वर्धितुम् एतत् स्वीकरणीयम् इति मम चिन्तनम्